गतवर्षे मया छात्रैः सह मिलित्वा बद्रीनाथं गतं तत्र

सर्वेपि वयं प्रातः काले उत्थाय तत्र सर्वेपि सर्वेपि पर्वताः हिममयाः भवन्ति यदा सूर्योदयः भवति तस्मिन् समये सूर्यस्य प्रकाशः यदा हिमे पतति तस्मिन् समये सः पर्वतः सम्पूर्ण अपि स्वर्णमयः दृश्यते तद्दृश्यम् अत्यन्तं मनोहरं मनोहरम् अ आसीत् वयं सर्वेपि तं दृश्यं दृष्ट्वा तद् दृश्यं दृष्ट्वा मोमु आनन्दम् अनुभवामः अन्वभवाम तत्र नरनारायणपर्वतः इत्यपि इत्यपि अस्ति तत्र उपरि आरुह्य गन्तव्यं भवति मध्ये मध्ये विरम्य मन्दं मन्दं चलित्वा श्रान्तताम् अपनीयं चलित्वा तत्र गतवन्तः नरनारायणयोः चरणं द्रष्टुं चरणौद्रष्टुं तत्र दृष्ट्वा पुनः वयं स्व आश्रमं प्रति आगच्छामः तत्र वसुधारा इत्यपि अस्ति तदपि तामपि धारां वयं द्रष्टुं गतवन्तः तत्रापि वयं तां धारां दृष्ट्वा बहु आनन्दम् अन्वभवाम